विद्युत्प्रवाहस्य समस्यविषये जानासि वा इत्युक्ते जानामि किमर्थं न जानामि वृष्टिकाले तु भवति अधिकतया मम तु लघुग्रामः अस्ति मम ग्रामे यदा वृष्टिः भवति दिनद्वयं दिनत्रयं एवं विद्युत् गच्छति चेत् नागच्छति एव एव एवं नागच्छति इति तालुकां गत्वा सूचयामश्चेत् तत्र ये सन्ति तत्र तालुकायां कार्यक्रमाः कार्यकर्तारः याः सन्ति तां सूचयामः वयम् इति नाम फण्ड्स् किमपि गवर्नमेण्ट्तः आगच्छति चेत् अत्र विद्युत् समस्या अस्ति किञ्चित् पश्यन्तु इति वदामः तदनन्तरं तस्य परिहार इत्युक्ते ते आगत्य साक्षात् द्रष्टव्यं किम् एते एतद् वदति अस्ति तत् सत्यं वा असत्यं वा एतादृशी भवति अस्ति वा इति वृष्टिकालः भवति चेत् सत्यं तत्र तु एवं नागच्छति एव लघुग्रामे तु तत् सुतरां न भवति एव तत्र ते आगत्य पश्यन्ति चेत् तस्य परिहारार्थं किमपि कर्तुं शक्यते एवं मम आलोचनम्